मम प्रदेशे पारम्परिकाः भाषिकाः गणाः बहु जनाः सन्ति आरण्यकाः न सन्ति मम प्रदेशे भाषा व्यत्ययः बहु दृश्यते अत्र हिन्दीसम्भाषणजनाः तेलुगुसम्भाषणजनाः कन्नडे अपि विभिन्न विभिन्न कन्नडसम्भाष सम्भाषणजनाः सन्ति पुनः संस्कृतसम्भाषणजनाः अपि बहु सन्ति भाषाव्यत्ययः बहु अस्ति मम प्रदेशे